मया संस्कृतभाषायाः वैशिष्ट्यविषये अवलोकिताः अंशाः एवं विद्यन्ते संस्कृतभाषा देवभाषा तत्र मृतभाषा इति कदाचित् कैश्चित् कथ्यते किन्तु सा नैव मृतभाषा किन्तु देवभाषा बहवः ग्रन्थाः तत्र प्राचीनग्रन्थाः बहुषु क्षेत्रेषु संस्कृतेन एव लिखिताः सन्ति इ इदानीं तत् तेषाम् उपलब्धिः नैव स्यात् किन्तु तत्र लिखितम् आसीदिति उल्लेखस्तु लभ्यते एव अतः यदि मूलं सर्वेषु क्षेत्रेषु मूलं किम् इति ज्ञातव्यं अस्ति तर्हि तत्र संस्कृतस्य अध्ययनम् अपेक्षितमेव संस्कृतम् अज्ञात्वा अन्ये अन्येषु अन्यासु भाषासु तत्र यत् ट्रान्स्लेशन् कृतं तत् पठित्वा विषयावगमनं किञ्चित् दुस्सहमेव यतः तत्र ये ट्रान्स्लेटर्स् सन्ति वि तत्र विद्यमान अंशान् एव ते लिखन्ति इति नास्ति मूले विद्यमानं विषयं तैः लिख्यते इति नास्ति अतः सर्वेषां चिन्तनं स्वाभिप्रायः भिन्नः एव भवति अतः मूलं कण्टेण्ट् अस्माभिः नैव लभ्यते अतः यद्यद् मूलम् अपेक्षितम् मूलं सारमपेक्षितं तत्र स्व स्वयं पठित्वा एव ज्ञातव्यं भवति अतः प्रामाण्यम् अपेक्षितं चेत् तत्र संस्कृताध्ययनम् अपेक्षितम् अपरं च संस्कृतस्य विषये वक्तव्यम् इदं यदस्ति यथा अस्माभिः उच्यते तथैव अस्माभिः लिख्यते इति अन्यासु भाषासु प्रायः अन्यासु भाषासु एवं क्रमः नैव उपलभ्यते तथा अस्माकं तत्र संस्कृतभाषायां डिक्ष्नरिरूपेण शब्दकल्पद्रुमः तथा वाचस्पत्यम् अमरकोषः इत्यादिकं विद्यते तत्र प्रत्येकस्यापि संस् संस्कृतशब्दस्य अर्थः प्रदीयते समानार्थक पदानि प्रदीयन्ते अमरकोषेषु तत्र वाचस्पत्यम् इत्यादिषु तत्र व्युत्पत्तिः कथं भविष्यति तत्र कुत्र कुत्र अस्य शब्दस्य उपयोगः कृतः कस्मिन् अर्थे उपयोगः कृतः इत्यपि उल्लेखः तत्र दृश्यते एवं संस्कृतभाषायां पुल्लिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः इति दृश्यते तत्र सात्विकं राजसिकं तामसिकं गुणभेदेन तत्र लिङ्गानां व्यत्ययः सम्भवति सः पुरुषः नाम सः पुरुषः वा भवतु महिला वा भवतु पूर्वं तु तत्र स्वस्य स्वभावानुगुण्येन तत्र नाम्नः उल्लेखः क्रियते स्म इति व्याकरणग्रन्थेन अवलोकितम् अतः स्वभावानुगुण्येन तत्र लिङ्गनिर्णयः व्यक् श् नाम्नः क्रियते स्म अतः स्वभावः कीदृशः इत्यपि तत्र नाम्ना ज्ञातुं शक्नुमः तथा प्रत्येकस्यापि शब्दस्य धातुः इति तु विद्यते वर्तते एव तत्र धातोः अर्थः अपि धातुपाठे उपलभ्यते तत्र धातोः प्रक् नाम प्रत्येकस्यापि पदस्य प्रक् प्रकृतिः प्रत्ययः इति तयोः मेलनेन पदम् इति सम्भवति तत्र सुप्वा तिङ् वा प्रत्ययः धातोः मि मिलति चेत् तत्र पदं तत् सम्भवति अतः प्रत्येकस्यापि प पदस्य अर्थः तु अवश्यं विद्यते एव तस्य ज्ञानार्थं धातुपाठः सम्यक् अवलोकनीयः भवति इत्येवं प्रत्येकम् अपि पदं सार्थकम् एव इति एवम् वैशिष्ट्यं मया संस्कृतभाषायाः अवलोकितं विद्यते